प्रतिदिनं दशवादने वयं भोजनं कुर्मः तद्विषये आहारं विषये शाकां अधिकतया उपयोगं कृत्वा पाकं करोमि शाकाः धान्याः आपनानि सन्ति ते सर्वे विक्रयणं करोति विक्रयणं कुर्वन्ति सम्यक् अस्ति प्रतिदिनं गत्वा नूतनम् एव स्वीकरोमि अतः शाकाः भिन्न भिन्न शाकाः उपयोगं कृत्वा आरोग्यलाभाय भोजनं करोमि धन्यवादः